अहं भगवद्गीतां सम्यक् जानामि सम्यक् तत्र यदा यदा हि धर्मस्य ग्लानिर्भवति तदात्मानं सृजाम्यहं यदा यदा धर्मस्य ग्लनिर्भवति तदा आत्मानं सृजाम्यहम् इति भगवान् उक्तवान् धर्मस्य सङ्कटः कुत्र अस्ति धर्मस्य ग्लानिः भवति तद् तत्समये अहं पुनः जन्म स्वीकृतं स्वीकरोमि इति भगवान् उक्तवान् इदानीं धर्मः कुत्रापि नास्ति कुटुम्बसम्बन्धविषये मातापितरौ पालनविषये माता पुत्रं पुत्रिकायाः पालनं सम्यक् करोति तस्मिन् माता वृद्धसमये तद् माता तां मातायाः पोल पालनं पोषणं कोऽपि न करोति निर्लक्ष्यं करोति तदेव मातायाः प पालनम् अधिकं व्ययः इति स चिन्तित्वा ते वृद्धः वृद्धाश्रमे प्रवेशे प्रविशति निदानं सर्वत्र धर्मः नास्ति मा केवलं माता पि पे पितरयोः पितरोः पोषणं न भार्या भर्ता पति पत्न्योः सम्बन्धः अपि धर्मः नास्ति पतिः अपि किमपि नारीं दृष्ट्वा पत्नीं विस्मृत्य अन्यमार्गे गच्छति तदेव धनमेव प्रधानं नास्ति चेत् कामक्रोधलोभस्य प्रभावे ते सर्वे धर्मान् विस्मृत्य विस्मृ विस्मृतवन्तः तदेव अधर्ममेव पालनम् अपि अस्ति कलियुगे ध धर्मपालनम् अधिकम् अस्ति कुटुम्बः विल्व् कुटुम्ब विषये धर्मं नास्ति इति अहं चिन्तयामि तत् समये किं करणीयं भगवान् किम् उक्तवान् यदा यदा हि धर्मस्य ग्लानिर्भवति कुत्र धर्मः नास्ति तत्र भगवान् पुनः आगच्छति तेषां मनसि तेषां हृदयानां धर्मविषये पुनश्चरणं करणीयम् इति मम अब्रि अभिप्रायः भगवान् अपि तदेव उक्तवान् बहून् भगवान् पुनः जन्म स्वीकृत्य जनानां हृदयानां जनानां हृदयानां धर्मपालनं धर्म आचरणं धर्मजीवनमपि पुनः स्थापयति अहं आस्यामि आसयामि तदेव मम आशा आशयमपि इदानीं